मम आध्यात्मगुरुः आदरणीयकालचान् गुरुः इति अस्ति तस्य गृहं पश्चिमबङ्गः इति राज्यस्य कोच् बिहार् इति जनपदे वर्तते सः महान् तपस्वी अस्ति तस्य पुरतः वयं गच्छामः चेत् साक्षात् ईश्वर पर् दर्शनं भवति इति तथा प्रतीयते धन्यवादः